भारतीयदर्शनेषु आधुनिककाले प्रस्तुतता कस्य दर्शनस्य अधिकम् अस्ति इति प्रश्नः तत्र उत्तरं सर्वेषां दर्श दर्शनानाम् प्रस्तुतता आधुनिककाले अस्ति इति उत्तरं यथा वेदाङ्गानि तथा वेदान्तः दर्शनानि एवं धर्मशास्त्राणि धर्मशास्त्रादिविचाराः दर्शनेषु सर्वथा प्रतिपाद्यमानाः भवन्ति आस्तिकदर्शनानि बहूनि सन्ति कानिचन दर्शनानि केवलं नास्तिकदर्शनानि आस्तिकदर्शनं अस्मान् सर्वदा बोधयन्ति सर्वदा अस्मान् सन्मार्गे उन्नयन्ति इदानीम् अहं मन्ये आस्तिकदर्शनेषु सर्वेषाम् अपि प्रामुख्यता अस्ति न तत्र केवलम् एकस्य सर्वाणि अपि दर्शनानि इदानीन्तनकाले आवश्यकानि एव दर्शनानां पठनेन अध्ययनेन च आधुनिकजीवनशैली सुस्थिरा भवति